मम प्रदेशे प्राधान्येन जनाः जीविकार्थं कृषिकार्यं कुर्वन्ति आम् तत्र यन्त्रशालाः अपि सन्ति यन्त्रशालायाम् जनाः आगत्य तेषां कार्यं कुर्वन्ति तत्र साटिकानिर्माणयन्त्रशाला करकुशलः यन्त्रशाला अपि च जूटनिर्माण यन्त्रशालाः अपि भवन्ति तत्र जनाः वा ये जनाः कार्यं कुर्वन्ति ते तान् सम्यक्तया डिज़ैन् प्रतिस्थापनं कृत्वा एव कार्यं तत्र तत्र यन्त्रशालायां कुर्वन्ति